शास्त्राध्ययनं ये कुर्वन्ति तेषां प्राथमिकस्तरे एव तस्मिन् तेषां रुचिः भवेत् नाम यं शास्त्रं पठितुमिच्छन्ति तस्मिन् शास्त्रे तेषां रुचिः भवेत् तत् पठितुम् इच्छा अपि भवेत् केनापि प्रकारेण तत्र इच्छा अस्ति चेदेव अनन्तरं तद् पठितुं शक्नुवन्ति तदपि न पण्डितस्य एकस्य अध्यापकस्य पुरतः उपविश्य शास्त्रं शास्त्रं ब्रह्मचारिरूपेण उपविश्य एव शास्त्रं पठनीयम् तदपि न तत्र ब्रह्मचर्यम् अत्यन्तमपेक्षितमस्ति शास्त्रस्य प्राथमिकाः पाठाः ये सन्ति ते प् ता ते पाठाः तान् पाठान् कण्ठस्थीकृत्य कण्ठस्थी कुर्वन् एव अग्रे गन्तव्यम् कण्ठस्थीकरणं नाम प्राथमिकपाठानां कण्ठस्थीकरणम् अत्यन्तपेक्षितमस्ति तदपि न बहु ग्रन्थानाम् पङ्क्तयः अस्माकं छात्राणां मनसि अस्ति चेत् शीघ्रम् अग्रे गन्तुं प्रभवन्ति या प्रथमं ये पठन्ति ते प्रथमं वृथा पठित्वा नाम अर्थं न अवगच्छन्ति चेदपि वृथा तत् कण्ठस्थीकरणं कृत्वा पठित्वा पठित्वा कण्ठस्थीकृतं कण्ठस्थीकरणं कृत्वा तद् तस्य मस्तके तस् तद् भवेत् पुस्तकं तदानीं तदनन्तरमेव व्याख्यां सर्वं दृष्ट्वा अग्रे गच्छति चेत् तदपि न संस्कृतछात्राणां विषये विशिष्य केचन अंशाः यदि अवगन्तव्याः तर्हि गुरोः सकाशादेव शक्नुवन्ति छात्राः अतः अध्ययनकाले विशिष्य यत्र छात्रः गुरोः समीपम् उषित्वा अथवा विद्यालये तादृशम् उषित्वा अथवा तादृशरूपेण सर्वथा आत्मा समर्पणं कृत्वा पठति चेदेव शास्त्राध्ययनं तस्य आदरेण महता आदरेण तम् उपेत्य गुरोः अपि यत् वाक्यं वर्तते तत्र श्रद्धा अत्यन्तम् अपेक्षिता वर्तते श्रद्धा अस्ति श्रद्धा अनिवार्या शास्त्रपठने पुनः पूर्वसज्जता नाम पुस्तकानि पुस्तकानि इदानीं सर्वत्र उपलभ्यन्ते एव तत्र चिन्ता न भवति किन्तु अन्य विषयेषु नाम लौकिकविषयेषु अधिका चिन्ता येषां भवति अवश्यं तेषां शास्त्रे रुचिः भवितुं नार्हति अतः शास्त्रे रुचिः अव अवश्यं सम्पादनीयं चेत् प्रथमं संस्कृतशास्त्राणां विषये विशिष्य भाषा प्रथमं तस्य वशं गता भवेत् अनन्तरं संस्कृतभाषायाम् अनर्गणतया सम्भाषणं कर्तुं तथा वाक्यानि लेखितुं च शक्नुयात् अनन्तरं अनन्तरमेव शास्त्रपठनं प्रथमं भाषां पठित्वा अनन्तरमेव शास्त्रपठनं भवेत् तत्र अतिथिबोधः आचरणप्रचारणाद्युपादिभिः एव शास्त्रम् शास्त्रस्य अध्ययनं भवति यदा अध्ययनं भवति पादं सब्रह्मचारिभ्यः पादमेव गुरोः सकाशाद् अनन्तरं पादं सब्रह्मचारिभ्यः पादं कालक्रमेण इति व्यवस्थया एव अध्ययनं भविष्यति एवमेव अग्रे गन्तव्यम् इति मम अभिप्रायः ब्रह्मचर्यं पालयित्वा सम्पाल्य अनन्तरम् एव अग्रे गन्तुं शक्नुयुः